मया फिलिप्स् मध्ये वन् वन् जीरो वन् आयरन् बाक्स् स्वीकृतम् बहु सम्यक् कार्यं करोति कार्पासस्य वा दुकूलस्य वा सम्यक् आयरन् करोति तस्य उष्णत्वमपि यथा वस्त्रम् अस्ति तथैव यद् उष्णं भविष्यति तद् टेम्परेचर् अपि कन्ट्रोल् कर्तुं शक्यते आटोमेटिक् आफ् फिचर् बहु उपयोगी अस्ति